चारणार्थं मम इष्टतमः भूमिविन्य भूविन्यासः तावत् पर्वतः एव तत्र हिमावृतपर्वतेषु मम सञ्चरणम् अधिकं न भवति किन्तु वनावृत्तः पर्वतप्रदेशः मम कृते अतीव इष्यते तत्र वृक्षाणां कारणेन भूमेः उपरि छत्रस्य निर्माणं भवति तत्र अटनेन महान् आनन्दं जायते एतादृशे आनन्दे अहम् अतीवप्रसन्नेन गमनं करोमि क्वचित् सुन्दरसुन्दरमृगाः लघु शशशावकाः मृगाश्च मृगाश्च आगत्य मम मनसि अतीव आनन्दं कारयन्तः मम रञ्जनं कुर्वन्ति यदा अग्रे अग्रे गम्यते पर्वतस्य शिखरं प्रति गच्छामि चेत् उपरि नीलमेघाः अधः हरितवनं तत्सर्वं दृष्ट्वा मनसि अतीव आनन्दम् अनुभूयते तेन अहं सन्तुष्टस्सन् आधिक्येन हिमावृतपर्वतं न गत्वा वनेषु गच्छामि हिमावृतपर्वतेऽपि हिमं दृष्ट्वा मम कृते कार्पासस्य केनचित् मम कृते तल्पः आनीयः दत्तः इव भासते तेन तत्र गत्वा अहं तदुपरि बहु क्रीडां क्रीडामि आनन्दम् अनुभवामि तस्मात् चारणार्थं मम इष्टतमः भूविन्यासः पर्वतः एव हिमावृतपर्वतेषु हिमं वनेषु वनराशिश्च मम कृते इष्यते